मम इष्टतमः सङ्गीतज्ञः अरिजित्सिङ्ग् सः भारतवर्षस्य पश्चिम्वङ्गराज्यस्य मुर्शिदाबाद् जिल्लायां जन्मजातः सः पञ्चाधिकद्विसहस्रतम अब्दि भारतीयजनप्रियचेनल्मध्ये फ़ेम् गुरुकुले प्रतिवागितेन गीतं गायति स्म सः हिन्दीगीतम् एवं च वङ्गगीते अपि बहुप्रसिद्धं वर्तते सः व्यक्तित्वेन विनयशीलः अस्ति सः सर्वदा सः सर्वदा सरलजीवनयापनं करोति सः विनयशीलः एवं स्सरलजीवनशैल्याः प्रसिद्धं गायकः च सङ्गीतज्ञः अस्ति